युवकानां विषये चिन्तनीयम् इति वयं चर्चारूपेण स्वीकुर्मः अत्र युवकाः के ये बाल्यकालतः ज्येष्ठाः भवन्ति शिक्षणं कुर्वन्ति उत्तमतया ते एव अग्रे वर्धमानाः भवन्ति युवसमूहः भवन्ति भवति अद् अद्यतन युवकानां कृते विशेषं शिक्षणम् इति विषये वयं चिन्तयामः चेत् इदानीं वर्षत्रयपूर्वम् सर्वमपि विद्याविधानेषु पठनपाठनविषयेषु बहु भेदः अस्ति इति कारणेन तत्र बहु श्रद्धा करणीया इति युवकानाम् कृते चिन्तनम् आवश्यकं भवति शिक्षणं पठनम् इति विषयमात्रं न शिक्षणद्वारा तेषां कृते उद्योगप्राप्तिः इति विषयम् अपि न तेन तेषां जीवनम् उत्तमजीवनं कथं प्राप्यते इति अपि अस्माभिः चिन्तनीयम् अस्ति सो विद्यालयानां महाविद्यालयानां शिक्षणम् चलति एव तत्र विद्यालयानां महाविद्यालयानामेव विद्या इति वयं चिन्तयितुं न शक्नुमः गृहजनैः अपि तेषां कृते यावत् शक्यं तावत् पोषणं दातव्यं भवति तत्र श्रद्धा आवश्यकी भवति माता पितरः आधुनिककाले एतेषां युवकानां सहितं जीवनं कुर्वन्ति इति सदृशा व्यवस्ता भवति चेत् बहु उद्योगम् उत्तमं भवति तेषां जीवनम् शिक्षणम् इति विषयम् एते यदा पठन्ति महाविद्यालयेषु सब्जक्ट्रूपेण स्वीकृत्य तत्र अधिका श्रद्धा दातव्या भवति पठनम् इति परीक्षा इति उद्दिश्य मात्रमेव विषयम् अपेक्षया अधिकविषयाणां तत्सम्बन्धितानां पुस्तकानां पठनं तेषां शैली भवति चेत् अधिकः लाभः प्राप्तुं शक्नुवन्ति एतद् यः या समयव्यापनम् उत्तमजनैः सह बान्धव्यं स्थापयित्वा तैः सह जीवनम् समयस्य व्यापनं कुर्वन्ति चेत् मुख्यतया अनुभवज्ञैः सह जीवनमिति भवन्ति युवकानां कृते बहु लाभाय भवति पत्रिकापठनम् अनन्तरं चित्रदर्शनं चलनचित्रदर्शनम् अनन्तरं सहपाठीनः सन्ति तैः सह वार्तालापः स सदृशः विषयेषु कथं भवितव्यम् इति युवकः पूर्वमेव ज्ञात्वा व्यवहरन्ति चेत् उत्तमं तस्य शिक्षणं कुतः प्राप्नुवन्ति गृहतः एव अतः गृहजनाः तेषां कृते आरम्भतः एव उत्तमविषयान् उत्तमजनैः सह जीवनं कथं भवितुमर्हति इति उदाहरणरूपेण भवति चेत् बहु समीचीनं भवति तेषां चिन्तनम् अत्र अन्येषां कृते सहाय्यं कथं कर्तुं शक्नुवन्ति युवशक्तीनाम् एव किल अग्रिम भारतस्य निर्माणम् अपि युवशक्तीनाम् सहाय्येन एव भवति तदा तेषां कृते देशभक्तिविषये मातृ पितृ भक्तिविषये सहोदरभावेन कथं जीवनं कुर्मः एतादृशः विषयेषु अधिकज्ञानम् दद्मः इति कथं ते प्राप्नुवन्ति सामाजिकतः गृहतः महाविद्यालयतः एव एतादृशान् विषयान् अनौपचारिकतया एव ते ग्रहितुं शक्नुवन्ति सादृशं समाजम् अस्माभिः कल्पनीयं भवति तादृशं वातावरणं निर्माणार्थं वयं सर्वे अपि यथाशक्तिः प्रयत्नं कुर्मः उत्तम युवकान् अवयं युवानः भवन्ति तेन कारणेन अग्रिमस्य भारतस्य वर्धनम् भविष्यत् भारतमुत्तमतया भवति मतदानविषयेषु राजकीयविषयेषु व्यवहारिक जीवनविषयेषु अधिकश्रद्धा अवश्यकि भवति युवकाः वदन्ति अहं सर्वं जानामि इति सत्यमेव युवकाः आधुनिकम् उपकरणम् उपयोगम् आधुनिकस्य जीवनस्य व्यवस्थाविषये अधिकं जानीयुः किन्तु तेषां कृते ज्येष्ठानां पोषणम् आवश्यकं ज्येष्ठानाम् अनुभवः तस्मात् एव ए अधिकं ते ज्ञानं प्राप्तुं शक्नुवन्ति अतः अग्रिमः उत्तमभारतनिर्माणार्थं युवानां कृते अधिकां श्रद्धां कृत्वा वयम् उत्तमसमाजनिर्माणं कर्तुं प्रयत्नं कुर्मः तेषां कृते उद्योगप्राप्तिः एव जीवनलक्ष्यम् उद्योगप्राप्तिः यदा स्वीकुर्वन्ति उत्तमभारतम् इति निर्माणार्थमपि तेषां कृते शक्तिः मिलति चेत् वसुधैव कुटुम्बम् इति एकं कुटुम्बकम् इति वयं प्राप्तुं शक्नुमः